मम कार्यालये पूर्वमेकं व्यजनम् आसीत् तस्य भारः अधिकम् आसीत् अनन्तरं तत्र उषा इति कम्बनी तत् एकं व्यजनं स्वीकृत्य स्थापितवान् तस्य भारः अपि नूनमस्ति वेगः अपि सम्यक् अस्ति वायुः अपि सम्यक् आगच्छति शब्दः अपि नूनमस्ति इति बहु उत्तमं शीतलता अपि सम्यक् दृश्यते तद् उत्तमम् इति मम विश्वासः